अन्य भाषापेक्षया संस्कृतभाषा कथं विशिष्टा इति चेत् यतो हि संस्कृतभाषायाः यद् व्याकरणं वर्तते तद् व्याकरणं बहु सम्यक् वर्तते तस्य नियमानि बहु सम्यकानि सन्ति तदाधारेणेव संस्कृत भाषायाः व्यवहारः प्रचलति दृढं व्याकरणमस्ति संस्कृत भाषायाः वैज्ञानिका भाषा वर्तते बहवः तस्य गुणाः सन्ति संस्कृत भाषायाः अतः अन्य भाषापेक्षया संस्कृतस्य वैशिष्ट्यमस्ति तथा च संस्कृत भाषा सदृशी कापि अन्या मधुरा भाषापि नास्ति अस्यां भाषायां बहु माधुर्यमस्ति अतः संस्कृत भाषायाः बहु वैशिष्ट्यमस्ति